अस्माकं प्रदेशे बहवः जनाः अत्र आगच्छन्ति ते आगत्य रोजगारं निमित्तमागच्छन्ति केचन धार्मिकः उत्सवेषु अथवा धार्मिकः मन्दिरस्य आयोजनं यद् भवति तद् निमित्तम् अत्र आगत्य बहवः कार्यम् कुर्वन्ति एव अतः अस्माकं राज्यं महाराष्ट्रप्रदेशे तत्र मुम्बै राजधानी अस्ति तत्र मुम्बै इति राजधानीप्रदेशे तु आर्थिकराजधानी इति उच्यते अतः ते आगत्य सर्वे सम्यक्तया रोजगारदृष्टया वाहनानि वाहनानि यः सन्ति तेषां चालकरूपेण अथवा विद्यालये महाविद्यालये विश्वविद्यालये पठनार्थम् अथवा पठनार्थम् आगच्छन्ति एवम् अन्ये जनाः रोजगारं निमित्तमागच्छन्ति केचन् जनाः तत्र धार्मिकः उत्सवेषु सम्मिल्य सम्मिलिताः भवन्ति अतः ते आगत्य सर्वे सम्यक्रूपेण अन्य अन्य स्थानेषु तत्र ते गच्छन्ति अस्माकं समीपे रामगिरिपर्वतम् अस्ति तत्र पर्वतेषु उपरि भगवतः रामस्य मन्दिरम् अस्ति ते आगत्य भगवतः रामस्य दर्शनं कुर्वन्ति एतदपि वैशिष्ट्यं वर्तते एव